हरि ओम् अहम् अस्मि टाशी नामगेला केन्द्रीयसंस्कृतविश्वविद्यालय एकलव्यपरिसरतः वदामि मया पञ्चादशनिमेषपूर्वं वायुयानविश्रान्तिं स्थलं प्रति गन्तुम् ओला तः एकं चतुष्पदीकं केब् इति नामधेयं प्रेषयतुम् उक्तमसीत् किन्तु तदानीं पञ्चनिमेषानन्तरं अस्माकं परिसरे आगन्तुं सूचयति स्म खेदस्पदम् इदं यत् सा केब् इदानीं पर्यन्तम् अपि न आगतवती तस्मात् अतीवविलम्बनत्वात् अहं तं बूकिङ्ग् निरस्तीकर्तुं प्रतिबद्धः अस्मि कृपयः एवं कृत्वा सूचयन्तु अनेन विलम्बेन मदीया यात्रा खण्डितः भविष्यति